इतिहासशब्दस्य परम्परायां यो अर्थः वर्तते इति ह आस इति या घटना भूता सम्भूता सा एव इतिहासम् इतिहासशब्देन वक्तुं योग्यं भवति परन्तु अस्माकं रामायणं वा महाभारतं वा भागवतं वा एते सर्वेपि इतिहासकाव्यान्येव तत्रापि आदिकाव्यं यद्रामायणं वर्तते रामस्य चरितं स्वयं तत्र रोल् इति वदामः तत्र एकः अंशश्च भूत्वा स्वयं वाल्मीकिः रामायणम् अरचयत् तत्र रामायणकाले सोप्यासीत् स्वयं रामस्य चरितं सर्वम् अपि दृष्टवान्श्च एवञ्च तत् तस्य रामस्य समग्रस्य जीवनस्य प्रत्येकां घटनां स्वीकृत्य रामायणं काव्यं विरचितवान् एवञ्च तत् काव्यं काव्यमपि भवति तथा च इतिहासश्च एवञ्च महाभारतं महाभारतञ्च तत्र आरम्भे एव आसीत् व्यासमहर्षिः समग्रस्य महाभारतस्य स एव मूल मूलपुरुषः इति वक्तुं पारयामहे तस्मात् स एव लेखकः यत् कृतं यत् सम्भूतं तत्सर्वमपि विलिख्य महाभारतम् अरचयत् तेनैव भागवतस्य एवञ्च तत्र महाभारतरचने पुराणादीनां रचने तस्य मनसौ मनसि समाधानं नासीत् तस्मात् भगवतः चरितं कृष्णस्य चरितं लिखितुं आरब्धवान् श्रीमद्भागवतं तथा च आधुनिकार्थस्य इतिहासश्च इत्युक्ते अद्यतन हिस्टरि इति शिलायुगानाम् शिलायुगस्य अथवा शासनानान्तु अध्ययनम् अद्यापि वर्तते परन्तु इतिहासशब्दं मम मतौ रामायणमहाभारतभागवतादीन् एव वयम् इतिहासम् इति वदामः इदानीन्तु चलितं यत् प्रवृत्तं तस्य विषये अपि संशोधनं प्रवर्तते परन्तु ते वदन्तु नाम इतिहासम् इति परन्तु मम मतौ ते एव